हरिः ओं हा अस्माकं मम एकं वस्त्रमस्ति सीवयितुं किञ्चित् सीवयित्वा यच्छन्ति वा दिनद्वये अथवा दिनत्रये यच्छन्तु नास्ति हा तत्सर्वं किञ्चित् विलम्बः हा दिनत्रयं वा स्वीकृत्य किञ्चित् शीघ्रं यच्छन्तु यतः समीपे अस्ति अहं ग्रामे न आसम् अतः अधुना यच्छन्ती अस्मि कृपया किञ्चित् शीघ्रं कृत्वा यच्छन्तु एवं वा अहं तु अत्र सर्वदा आगच्छामि खलु किञ्चित् सम्यक् कृत्वा यच्छन्तु शीघ्रं हा अतः सः क्लेशः भवतामेव एवं नास्ति तर्हि अहमनन्तरमागच्छामि भवन्तः सम्यक् सीवयन्ति सर्वदा भवन्तः एव सीवयन्ति इति भवतः भवतां समीपे आगतवती अस्मि कृपया किञ्चित् शीघ्रं कृत्वा यच्छन्तु हा बहु ग्रेण्ड् मास्तु यद् सिम्पल् वर्तते तद् किञ्चिद्दर्शयन्तु आम् आम् इदम् अन्यदस्ति वा अस्य कति मूल्यं एवं वा अस्तु किञ्चित् यद् न्यूनमस्ति यद् शीघ्रं कर्तुं शक्यते तादृशं दर्शयन्तु इदं किञ्चित् सम्यगस्ति अस्य कति मूल्यं एवं वा इदं तु किञ्चिद् बहु सिम्पल् अस्ति तत् किञ्चित् ग्रेण्ड् अस्ति किञ्चित् न्यूनं कुर्वन्तु नास्ति अधुना दिनद्वये एव दिनत्रये एव कार्यक्रमः अस्ति इत्यस्मात् अधुना अहं यच्छन्ती अस्मि मम अग्रे अपि बहूनि बहूनि कार्यक्रमाणि सन्ति तदा अहं यच्छामि तत्तु अग्रिमवासरे एकमस्ति अग्रिममासे एकमस्ति बहु अस्ति अहं भवतः समीपे एव आनयामि किञ्चित् एतत् न्यूनं कृत्वा यच्छन्तु अहमधुना किञ्चित् पे कृत्वा गच्छामि अनन्तरमागत्य किञ्चिद्धनं दास्यामि अधुना किञ्चित् एवं वा नास्ति अहं पृष् पृष्ट्वा आगतवती आसम् इदमेवासीत् नास्ति अहं पृष्ट्वा फ़ोटो सर्वं स्वीकृत्य आगतवती अत्र पश्यन्तु अस् अस्तु धन्यवादः अधुना किञ्चित् स्वीकुर्वन्तु